कदाचित् एवं कार्यं कर्तव्यम् आपतितं येन सह व्यवहारः कष्टकरः आसीत् कष्टकरः इत्युक्ते अतीवकष्टहरः नासीत् तस्मात् तस्य व्यवहारः यथा अस्ति तद् अनुगुणतया मया अपि व्यवहारः कृतः इति कारणात् शान्ति अथवा शान्त्या समाधानेन च कार्यं समापितम् यदि सः निरन्तरतया कार्यं कर्तुम् इच्छति एकमपि क्षणं स्थातुं न इच्छति तथाचित् अहं तावत् किञ्चित् क्षणं स्वीकरोमि स्म एवमेव सः यदि क्रुद्धः भवति तर्हि शान्त्यर्थं झटिति शीघ्रं तद् कार्यं समापयामि स्म इत्येवं रूपेण समाधानरीत्येव कार्यं सर्वं समापितम्